महोदय अहन् भवान् सम्यक् रीत्या वाहनस्य चालनं कृतं अहमत्र आगतः मा भवतस् भवस् भवतः चालनं मां सन्तोषः अभवत् किन्तु अहमिदानीं केश्रूपेणैव भवतः पेमेण्ट् करोमि किमर्थमित्युक्ते मम अकौण्ट् मध्ये तावद्धनं नास्ति तता तत्कारणात् अहं केश्रूपेणैव भवतः पेमेण्ट् करोमि तदस्तु खलु बव् स्वीकुर्वन्तु चेञ्ज् अपि अस्ति मम समीपे